वस्तुतः अहम् अद्वैतवेदान्तदर्शनम् एव पठामि तस्मात् तं विषयम् आधारीकृत्य एव अहम् अधिकं लेखितुम् इच्छामि किञ्च तत् ये ग्रामे ये छात्राः इदं दर्शनं न जानन्ति तेषां छात्राणां कृते उपनिषत् ग्रन्थः कथं प्रभावं जनयति इत्यस्मिन् विषये च लिखितुमिच्छामि पुनः पठितृभ्यः नाम ये छात्राः सन्ति तेषां ते तेषां कृते अहम् एनं विषयम् एव अधिकं दातुम् इच्छामि